सम्पूर्णविश्वे कृषकाः अनेकैः विषयैः पीडिताः सन्ति एताः समस्याः कृषकस्य जीवनं परोक्षतया प्रत्यक्षतया च प्रभावयन्ति अपि च कृषिप्रथाः कृषिप्रथाः अन्ये च पक्षां संसाधनसमयं च ग्रहितुं शक्नुवन्ति कृषकाणां समक्षं ये समस्याः सन्ति ते खाद्य उद्योगे समान्यतया अप्रत्यक्षाः भवन्ति अस्य लेखस्य उद्देशम् कृषकाणां सम्मुख्ये ये प्रमुखाः समस्याः सन्ति तेषां प्रकाशनं भवति ते सन्ति आधारभूतसंरचनायाः अभावः ऋणस्य उपलब्धतायाः अभावः बीमायाः अभावः अनिश्चितं जलस्य अधिकारः आपूर्तिः च परिश्रमिकः आयः के अभावः विकासशील देशेषु कृषकाणां कृते मार्गस्य वाहनस्य धनस्य च अभावात् स्वस्य उत्पादनस्य व्युत्पन्नं प्रति परिवहनं कर्तुं कष्टं भवति प्रायः तेषाम् उत्पादनानि कृषिक्षेत्रात् स्थायि स्थायिन्नीयविपण्यं प्रति पदातिनां वा द्विः वा नेत्तव्यानि भवन्ति यच्चुनोतिपूर्णं समयग्राहकं च भवितुम् अर्हति अस्य अर्थः अस्ति यत् तेषाम् उत्पादनं प्रायः अत्यल्पमूल्येन विक्रेतव्यं भवति यतो हि ते तत् स्थानेषु परिवहनं कर्तुं न शक्नुवन्ति अत्र अन्नस्य अधिकं मङ्ग् माङ्गलिका भवति